रैलयानम् रैलयानं कस्य न रोचते अहं तु आबाल्यात् रैलयानं बहु इच्छामि स्म परमत्र रैलयाने तु अहं बहुधा अटितः तत्र अहं इतः कडपां बहुवारं गतः पुनः भाग्यनगरं हैद्राबाद् गतः पुनः कल्याणपुरीं बेङ्गलूर् गत्वा आगतः रैलयानेन पुनः अहं काशीं गतः पुनः

अवन्तिका इति प्रसिद्धपुराणेषु उज्जयिनी तत्र गत्वागतः इतोऽपि मधुरै मथुरा इति वक्तव्यं संस्कृतभाषायां मधुरामीनाक्षाः तथा सुन्दरबाहोः पुण्यक्षेत्रं तमिळ्नाडुमध्ये विद्यमानं मधुरै इति तत्रापि रैलयानेन गत्वा आगतः अतः रैलयानेन तावत् बहुधा अटितं विद्यते